मम समुदायस्य धर्मगुरुः श्रीमद्गङ्गाधरेन्द्र सरस्वतीस्वामिनः ते एकदा अस्माकं गृहं प्रति आगत्य मह्यम् एवम् उक्तवन्तः भवता गृहस्य कार्यं धर्माचरणम् अथवा पौरोहित्यमस्ति तत्र भवता सम्यक्तया अध्ययनं कृत्वा तत्प्रदेशे अथवा भवतां प्रदेशे सम्यक्तया पौरोहित्यकार्यम् अथवा सम्यक् कर्तव्यम् इति तेषां सलहा आसीत् एवमेव अस्माकं गृहे अपि समीचीनतया धर्मकार्यं धर्मानुष्ठानं कर्तव्यम् इति तेषाम् अनुग्रहः अस्ति तथा च ते अस्माकम् गृहस्य अस्माकं गृहस्य